अहं ये च विशिष्टकार्यक्रमाः भवन्ति तत्र सर्वत्रापि गायनं गातुम् इच्छामि उदाहरणार्थं यत्र विशिष्टरूपेण पूजा भविष्यति तत्र गातुम् इच्छामि तथा च सभाकार्यक्रमेषु सांस्कृतिककार्यक्रमेषु तथा च यत् यदि गृहे विशेषरूपेण पूजा भविष्यति तर्हि तत्र सर्वत्रापि अहं गातुं बहु इच्छामि